हरिः ओं नमस्ते आ जयश्री भगिनि वा आम् अस्तु आमामाम् आम् आं भगिनि भगिनि भवती जानाति ननु अग्रिम डिसेम्बर् मासे दशमदिनाङ्के अस्माकं प्रदेशस्य गीताजयन्ती प्रचलिष्यति इति भवती जानाति ननु आं तद् आमामाम् आं गीताजयन्ती विषये एव इदानीं भाषणं कुर्वः तत्र मुख्य अतिथिः आवश्यकः तर्हि भवती कां चिन्तयती अथवा कं चिन्तयति मुख्य अतिथिरूपेण आह्वयामः इति

एकम् एकक्षणम् एकं हा एकं क्षणं भगिनि गतवर्षे पद्मा भगिनि मुख्य अतिथिरूपेण आगता आसीत् इति कारणेन अन्यमहोदयं पृच्छति वा वेङ्कटकृष्णमहोदयं पृच्छति वा आम् आम् आमां पद्मा भगिनी आगता अस्मिन् वर्षे वेङ्कटकृष्णमहोदयम् आह्वयतु दूरवाणीमेव करोतु अद्य सायङ्काले सः गृहे भविष्यति भवती सायङ्काले आह्वयतु नो चेत् श्वः

आमामां निश्चयेन इदानीं प्रेषयामि तं सम्पर्कं करोतु सः अपि न न आगमिष्यामि इति वदति चेत् सरोजामातरं पृच्छतु सा इदानीं गृहे न भविष्यति सा तु श्वः प्रातःकाले एव भविष्यति ताम् आह्वयतु तां पृच्छतु यदि वेङ्कटकृष्णमहोदय नास्ति चेत् सरोजाभगिनीं पृच्छतु हा अन्यत् अन्यविषयः किमपि अस्ति वा सः कमपि अस्ति वा कोऽपि अस्ति वा हा हा आं निश्चयेन कः कार्यक्रमः न गीताजयन्त्यां न य एकं एकमध्यायं स्वीकृत्य तस्य वाचनम् इति कार्यक्रमं करोतु एकः आगत्य आमामाम् एकः आगत्य वाचयति अन्यछात्राः पुनः वदन्ति इति कृत्वा एवं करोति चेत् उत्तमं भवति तेषामपि अधिकश्रमः मास्तु तदेव हा द्वादश अध्यायं द्वादश अध्यायं करोतु भगिनि आं वेङ्कटकृष्णन् महोदयं सम्पर्कं करोतु भगिनि ह हा अस्तु भगिनि वयं मिलामः हा नयामः निश्चयेन निश्चयेन भगिनि अस्तु नमस्ते